किम् हा आम् आम् आम् आम् हा वदतु महोदय सीवनार्थं दास्यति वा पुनः वक्तुं शक्यते वा महोद अत्र सम्यक् न श्रूयते हा हा हा हा शक्नोमि महोदय परन्तु कदा आवश्यकता अस्ति हा हा चिन्तानास्ति मापनं वा हा हा हा हा हा हा अस्तु हा भवन्तः एव दास्यति चेत् सम्यक् इत्युक्ते वर्णः किम् अपि व्यत्यासः भवति चेत् समस्या भवति खिल अतः भवन्तः एव क्रीत्वा मह्यं ददातु अहं भवन्तः कति बालाः सन्ति तत्र हा हा हा एवं वा हा हा चिन्तानास्ति महो शक्नोमि अहम् हा हा तावत् पर्याप्तम् इति मन्ये हा न न तावत् समयः पर्याप्तः अहं शक्नोमि हा अन्यत् किमपि प्रष्टुम् अस्ति वा आ शक्नोमि हा हा हा हा अस्तु अस्तु महोदय हा हा तत् सर्वं श्वः यः वयं मेलन समये भाषयामः आ हा अस्तु निश्चयेन आगच्छामि मिलामः राम् राम्